हरि ओम् भवान् कुत्र अस्ति गच्छन् अस्ति वा मम सखी निस्थानके अस्ति शीघ्रम् आनयतु वृष्टिः भविष्यति शीघ्रम् तद् गमनसमये किञ्चित् शर्करां पुष्पम् अपि आनयतु गतसप्ताहे भवान् अधिकं धनं स्वीकृतवान् इदानीं कति रूप्यकाणि भवति इति वदतु